अहं माराष्ट्राराज्ये वसामि तत्र प्रादेशिककथा अथवा महापुरुषाणां कथा इति विषये वक्तव्यं भवति चेत् क्षत्रपतिशिवाजिमहराज् इति एकः प्रसिद्धः महापुरुषः तस्य वि रुचिः संस्कृतभाषायां बहु आसीत् सः बाल्यकालाद् एव संस्कृत विषये पठनं कुर्वन् आसीत् अहं मूलतः सं गुजरात् देशतः अस्मि तत्र अपि तस्य संस्कृतविषये संस्कृतिविषये वदामश्चेत् तत्र बहु बहुनि स् संस्कृतिः संस्कृतिः सं संस्कृतिः स संस्कृतिः अस्ति यदि मौर्यन् डैनस्टि वा गुप्ता डैनस्टि इति इति विषये अपि वदामः चेत् तत्र चन्द्रगुप्तमौर्यः तद् तैः अर्थशास्त्रम् इति रच् सः रचितवान् तत्र अपि राज्यस्य कथम् अर्थः अर्त् आर्थिकविषये सर्वं भवेत् इति अपि तत्र वर्णितम् अस्ति अस्माकं शिक्षाः संस्कृतशास्त्रे संस्कृतशास्त्रे इदं शास्त्रमध्ये अपि अर्थशास्त्रम् इति एकः विषयः अस्ति तद् अङ्गीकृत्य तद् अङ्गीकृत्य वा पठित्वा एव सर्वे इदानीम् एकनोमिक्स् इति विषये पठितं पठनं कुर्वन् अस्ति